निम्नलिखितं कारकाणां कृते माध्यमानाम् आवश्यकता वर्तते मीडिया जगतः समीपं नीतवान् यतः सूचनाक्षणमात्रे न विश्वस्य एकस्मात् अन्तात् अन् अन्यतमं यावद् गच्छति समाजे सूचनानां स्वतन्त्रः प्रवाहः आनेतुं माध्यमानाम् आवश्यकता वर्तते जनसञ्चारमाध्यमेन जनाः घटनां प्रत्यक्षतया द्रष्टुं शक्नुवन्ति सूचनानाम् आदानं प्रदानं भवति अद्यतनं ज्ञानस्य प्रसारणं भवति मनोरञ्जनं जनसञ्चारमाध्यमेन भवति अपि च शैक्षिकी व्यावसायिकी प्रगतेः कृते अवश्यकाः सूचनाः ग्राम्यक्षेत्रेषु दूरस्थेषु च क्षेत्रेषु प्रसारिताः भवन्ति अद्यतनकाले सम समाचारपत्राणि आकाशवाणी दूरदर्शनानि इण्टर्नेट् अतीव महत्वपूर्णानि माध्यमानि सन्ति तथा च लोकतन्त्रस्य सदृढतायै तथा च समाजे सूचनानां मुक्तप्रवाहस्य प्रसारणाय माध्यमानाम् आवश्यकता वर्तते वर्तमानघटनानि वृत्तपत्रेभ्यः अवगम्यन्ते तथैव केभ्यः सत्रेभ्यः सामाजिकाः राजनैतिकाः आर्थिकाः ऐतिहासिकाः ऐतिहासिकाः ऐतिहासिकाः घटनाः अपि अवगच्छन्ति पाठकाः पाठकाः पत्राचारद्वारा अपि वुत् वृत्तपत्रैः सः सम्बन्धाः भवन्ति दृश्य श्रव्य माध्यमरूपेण दूरदर्शनं वृत्तपत्राणां रेडियोस्य च सीमाम् अतिक्रम्य वास्तवतः किं घटितम् इति जनसामान्यं दर्शयितुं प्रभावी भवति आकाशवाणी विविधभाषासु मनोरञ्जनबोधः साहित्यमूल्यानां कार्यक्रमान् प्रसारयति